कदापि मया बृहत्तमं शिल्पं न निर्मितम् यदा यत्र निर्मितं तद् मूर्तिं सा मूर्तिम् अहं दृष्टवती तद्द्रष्टुं बहू रोचकम् आसीत् कीदृशम् शिल्पकाराः सन्ति कथम् एवं कुर्वन्तीति द्र दृष्ट्वा मम आश्चर्यम् आसीत् कीदृशा तेषां बुद्धिः अस्ति तत्र ते चातुर्यम् उपयुज्य कथं कुर्वन्ति इति मम आश्चर्यमेव आसीत् सा मूर्तिं दृष्ट्वा इदानीं समीपकाले अहं गणेशमूर्तिं दृष्टवती मम नगरे गणेशोत्सवः आसीत् तत्र विभिन्नमूर्तयः गणेशमूर्तयः आगताः आसन् तद् तत्र बृहत्तमा लघुत्तमा मीडियम्रीत्या अपि मूर्तयः आसन् तत्र एका बृहत्तममूर्तिं गणेशमूर्तिं दृष्ट्वा मम आश्चर्यमेव आसीत् कुतः एतावन्तः मृत्तिकामानयति आनीय तत्य निमज्जनं कथं कुर्वन्ति कथं मिश्रणं कुर्वन्ति इति विषये मम आश्चर्यम् आसीत्